अस्माकं क्षेत्रेषु गोसम्पत् वर्तते गोसम्पत् तावत् महत् स्थानं भजते तत्र यदि देशीयगावः पाल्यन्ते तर्हि तेषां क्षीरे पौष्टिकता भवति क्षीरपानेन बहु आरोग्यस्य रक्षणं भवति आरो देहस्य बलं वर्धते एवं तेषां गोपालनेन पुण्यमपि प्राप्यते ये विदेशीयगावः पाल् पालयन्ति ते क्षीरं अद् अधिकक्षीरलाभार्थं पालयन्ति एवं देसीयं गोपालनेन तेषां गोमयं यद्भवति तेन भरणीति यत् कथ्यते तस्य निर्माणं कर्तव्यम् अनन्तरं गोमयं सर्वं जले मिश्रणं कृत्वा तस्य द्रवरूपं सम्पाद्य तेन गोबर् ग्यास् इति यदि कथ्यते तत्र स्थापनीयं गर्ते तत्र यः यद् गेस् आगच्छति तेन पाकः कर्तुं शक्यते इदानीं सिलिण्डर् इति यद्युच्यते त तस्य तस्य तस्य स्थाने गोबर् ग्यास् रूपेण यद् य यद् गेस् आगच्छति तद्ग्यास्मध्ये पाकः कर्तुं शक्यते अनन्तरं गोमूत्रेण गोमूत्रेण गो अर्कम् अर्कः एवम् आरोग्यस्य तुलसी अर्कं तत्र कफः अनन्तरम् इत्यादिज्वरः रोगाः यदि भवन्ति तेषां निवारणं भवति गोमयेन एव सर्वं नाम अस्माभिः यद्यद् कर्तव्यम् इति रोचते तत्सर्वं कर्तुं शक्यते यथा भरणी अनन्तरं भरणी मध्ये भरणीं कृत्वा तदनन्तरं तस्य ज्वालनं कृत्वा तेन विभूतिः अनन्तरं दन्तमञ्जरी इत्येवं सावयवं कर्तुं शक्यते यदि गवां देहः वर्तते मृताः ग गावः यदि सन्ति तेषामपि व्यर्थता न भवति तत्रापि तेषाम् मृतानां गा गवाम् कर्तनं कृत्वा तदनन्तरम् एकं स लघुलघुरूपेण कर्तनं कृत्वा तेषां एकं द्रवरूपेण देहस्य परिवर्तनं कृत्वा तदपि एवं वाटिकाशि वाटिकादिषु यत्र यत्र क्षेत्रेषु अपि तस्य स् जलस्य सिञ्चनं कृत्वा तेन जलेन कृषिकः धनं प्राप्तुं शक्नोति सस्यानां वर्धनेन सावयवं भवति तद्रवं द्र तद् द्रवं तेन सस्यानि अपि बहु सम्यक् वर्धन्ते वृक्षाणां कृतेपि सावयवं गोब्बर इति यदुच्यते तदपि भवति